हरि ओं भवतः तत्र टेक्स्ट् बुक् प्राप्तमस्ति तत् अहं सम्पूर्णं पठितवान् अस्ति एकम् उत्तम टेक्स्ट् बुक् अस्ति तस्य कण्टेण्ट् सर्वं सम्यक् अस्ति बहु उपकारप्रतं भवति वस्तुतः एतादृश बुक् अधिकजनानां कृते प्राप्तव्यं तत् उत्तमं तत् कण्टेण्ट् सर्वं समीचीनमस्ति उत्तममस्ति महान् सन्तुष्टः अहं मम किं वायन अत् अतिसन्तोषकरं भवति अस्तु धन्यवादः महोदय